अस्माकं प्रदेशः उडुपि नगरम् तत्र अधिकजनाः तुळुभाषा कन्नडभाषा जनाः अधिकाः सन्ति इदानीं हिन्दीभाषा संस्कृतभाषा अपि अधिकजनाः सम्भाषाणं कुर्वन्ति हिन्दीभाषा पाठनार्थम् एकं हिन्दीभवनम् इति अत्र अस्ति अनन्तरं संस्कृतभाषापाठनार्थं संस्कृतभारती इति एका संस्था अस्ति इदानीन्तन युव युवका युवकाः युवत्याः मातृभाषायां सम्भाषणं कुर्वन्ति किन्तु किंचित् मध्ये मध्ये आङ्लभाषां योजयित्वा सम्भाषणं कुर्वन्ति अनन्तरं आङ्लभाषाया आधिक्यम् इदानीम् आधिकम् अस्ति अतः विद्यालस्य छात्राः अधिकं आङ्लभाषया सम्भाषणं कुर्वन्ति गृहे गमनानन्तरं तेषां मातृभाषया सम्भाषणं कुर्वन्ति